हरे श्रीराम् हरे श्रीराम् अत्र इड्लि वड साम्बार् मसाल्दोसा अस्ति भवताम् विशेषं खाद्यम् अद्य मसालद्वा मसाल्दोसा अद्य भानुवासरः खलु अद्य भानुवासरः खलु विशेषखाद्यं अद्य मसाल्दोसा कृतं कृतम् अस्ति अत्र उत्तमं भानुवासरे मसाल्दोसा सोमवासरे पलाव् उत्तमम् उत्तमं भवति बटर् बटर् ए तैलमस्ति भवान् भवान् किम् अपेक्षं अपेक्षणीयं न्यूनं वा अधिकं वा भवान् किं उच्यते तथा करोमि मसाला अस्ति साम्बार् चट्नी अस्ति अन्यत् विशेष अन्यत् विशेष खाद्यम् अद्य दिने गोळिबजे इति अस्ति अत्र उडुपि मद्ये गोळिबजे विशेषः विशेषखाद्यः तदेव अत्र अद्य कृतवन्तः अत्र अस्ति दशजनाः अस्तु अस्तु कति निमिषात्परं आगच्छन्ति भवन्तः विंशतिनिमेषा अनन्तरं वा अस्तु अस्तु अस्तु वयं अस्तु अस्तु अस्तु भवन्तः दशजनाः आगच्छन्ति चेत् इतोऽपि अन्य अन्य पदार्थमपि रेडि कर्तुं शक्यते ब भ पोङ्गल् पोङ्गल् कर्तुं शक्यते दशजनाः खलु आ हुं पुण्डि नास्ति अत्र अद्य भानु भानुवासरे पुण्डि नास्ति अस्तु अस्तु अस्तु दशजनाः अत्र पार्किङ्ग् व्यवस्था अस्ति अस्मिन् स्थले प अधः अधः अधः अधः अधः अधः पार्किङ्ग् व्यवस्था अस्ति तत्र पार्किङ्ग् कृत्वा उपरि आगच्छन्तु पायस पायस मध्यान्ह अथवा मद् रात् रात्रि काले भोजनव्यवस्था अस्ति तदानीं पायस अस्ति इदानीं अस्तु अस्तु धन्यवादः